संस्कृतस्य इतिहासः इति नास्ति यतोहि संस्कृतभाषा आदिकालतः विद्यमाना इयं भाषा देवभाषा अर्थात् देवानां मध्ये व्यवहारार्थं इयं भाषा उपयुज्यते इति ततः ऋषीणाङ्कृते लब्धा पुनस्ततः मनुष्यानाङ् कृते इयं भाषा आगता इति अस्य विकसनं कालक्रमेण ऋषिभिः कृतम् अस्य व्याकरणशास्त्रस्य संस्कृतभाषायाः व्याकरणशास्त्ररचयिता पाणिनिः रचयिता सः न परन्तु सङ्ग्राहकः समीचीनरूपेण सुलभरूपेण अवगमनार्थं सूत्ररूपेण सङ्ग्रहणङ्कृतवान् अस्य च भाषायाः

प्रचल प्रचलत् प्रचलनं सद्यः देशे नास्ति यतोहि अत्र इदानीम् इङ्ग्लिश् आङ्ग्लभाषा ग्रामीणभाषाः बह्व्यः आगताः परन्तु संस्कृतस्य वैज्ञानिकम् अपि तत्र उत्पत्तिः स्थानं वर्णानाम् उत्पत्तिस्थानं सर्वम् अपि निबद्धमस्ति एवं व् वदामि